मम जीवने यदा कस्यापि शुभघटनायाः आरम्भः भवति तदानीम् अहं तु प्रथमं राधानामस्मरणं कृत्वा तत् कार्यस्य आरम्भं करोमि कारणं भूमितत्त्वं जलतत्त्वं वायुतत्त्वं व्योमतत्त्वम् आकाशतत्त्वम् सर्वं शिव्ः अस्ति शिवतत्त्वम् अपि गौरी अस्ति तत्त्वस्य तत्त्वं सर्वेषां तत्त्वानां तत्त्वजगजीवनं श्रीकृष्णचन्द्रभगवान् अस्ति परन्तु कृष्णस्य तत्त्वम् अपि याः या अस्ति सा राधाराणी वृषभानुकिशोरी अस्ति तर्हि तस्याः शुभं नाम नीत्वा यदि कस्य किम् कस्यापि घटना शुभस्य घटनायाः आरम्भं करोति चेत् तत् सम्यक् रूपेण प्रचलति कोपि विघ्नः न आगच्छति अनन्तरं विघ्नहर्ता गणेशस्य नाम अपि नेतुं शक्यते ते तेषां नाम नीत्वा विघ्नः ते विघ्नहर्ता इति तेषाम् अपरं नाम अस्ति तर्हि किमपि कार्ये अग्रे विघ्नः न जायते गणेशः गणेशस्य नाम अपि नि नेतव्यं एवं कृत्वा वयं कस्यापि शुभघटनायाः आरम्भम् अस्माकं जीवने कर्तुं शक्यते